मया सजीव व्यक्तीनां चित्रं चित्रितम् तत् चित्रं बहु दुष्करं चित्रयितुं तस्य हस्तं मुखं कर्णनासिके च सम्यक् द्रष्टव्यं भवति एतादृशं चित्रं आकर्षयित्वा अङ्कनङ्कृत्वा अहं महतीं प्रसन्नताम् अनुभवामि